मङ्गळूर्नगरे आधिक्येन मार्गाः लघु सन्ति तस्मात् कारणात् सञ्चारसमर्दः यदाकदापि भवति अधिकतमेन मार्गसन्धिस्थाने तु अधिकः कष्टः भवति जनाः क्लेशम् अनुभन्ति वाहनचालकः क्लेशम् अनुभवन्ति यदि आरक्षकाः मार्गसन्धिस्थाने आटोमेटिक् लैट् स्थापयति चेत् किञ्चित् साहायं भवतीति अहं मन्ये